भारतवर्षम् एकः महान् देशः वर्तते तत्र भाषा भाषासुपि भिन्नता वर्तते भिन्ना भिन्ना शैल् तत्र शैली अपि तत्र दृश्यते तत्र गायनावसरे भा भिन्नभिन्नभाषासु भिन्नभिन्न शैल्या तत्र पृथक्त्वं नाम वैशिष्ट्यं वयं तत्र द्रष्टुं शक्नुमः तर्हि यथा तत्र यदि वयं स् ये स्थानीय तत्र गीतानि सन्ति तत् यदा वयं कुर्मः तत्र शैली भिन्ना भवति पुनश्च यदा वयं शास्त्रीयगीतानि नाम तत्र शास्त्रीयगीतानि यानि सन्ति ता तानिजन् यदा वयं कुर्मः तत्रापि भाषादृष्ट्या शैल् या शैलीदृष्ट्या च भिन्नता वर्तते एव तर्हि भिन्नभिन्नभाषासु भिन्नभिन्नशैल्यां गायनवास् गायनावसरे अस्माभिः बहुभिन्नं व् वैशिष्ट्यं दृश्यते